हरिओम् नमो नमः अहं परिनिर्मला अस्मि अहं बहु परेशानम् अस्मि यतोऽहि अहं बहु स्थौल्यमस्ति अहं किञ्चित् स्थौल्यं न्यूनं कर्तुमिच्छामि आम् तर्हि अहं शीघ्रं श्रान्तिं च अपि भवति भवामि अहं सम्पूर्णं दिने कार्यं कृत्वा अल्पं कार्यम् अपि कृत्वा अहं श्रान्तिं भवामि तस्य कृते तस्य कृते किं कर्तव्यं अस्तु न अहं सैव न कर्तुम् इच्छामि नैसर्गिकरूपेण स्थौल्यं न्यूनीकरणम् इच्छामि अहम् अहं किं किं खादितुं शक्नोमि अस्तु तर्हि कीदृशः व्यायामः करणीयम् अस्ति तर्हि कति कीयत् समयः अपेक्षितः अस्ति स्थौल्यम् अस्तु धन्यवादः